अहं राष्ट्रीयसंस्कृतविश्वविद्यालयतः शिक्षाविभागात् आरभ्य लिगामह जङ्क्षन् सविधे विद्यमानं श्रीहास्पेटल् मार्गे गत्वा अक्कारां पल्लि इति कश्चन वीथि अस्ति काचित् वीथि तस्यां वीथ्यां रामालयमन्दिरस्य पृष्ठभागे अपार्टमे्ण्ट् वर्तते गृहसमुदायः तश् तत्र च गोकुलम् इति नामधेयः तत्र तावत्पर्यन्तं मह्यम् आटो अपेक्षते तर्हि तत्र मां प्रापयति चेत् पर्याप्तम् अत्र राष्ट्रीयसंस्कृतविश्वविद्यालयात् नेतव्यं भवति